सर्वासु भाषासु मातृभाषा संस्कृतम् परन्तु अस्माकं भिन्नव्यवहारः भिन्नशैली भिन्नसंस्कृतेः कारणेन एकेकस्मिन् राज्ये एकेकविधा भाषा भाषणं कुर्वन्ति नाम तत्र व्यवहारिकः पद्धतिद्वारा ग्राम्यभाषा नगरभाषा अक्षराः ये पठनं कुर्वन्ति तेषाम् अपि भिन्नं भवति ये निरक्षराः जनाः तेषां भाषा भिन्ना भवति परन्तु उदाहरणं तेलुगुभाषा तेलङ्गणाराज्ये अन्यविधं वदन्ति आन्ध्रप्रदेशे अन्यविधं वदन्ति परन्तु संस्कृतभाषा तथा न भवति अस्माकं विश्वे सर्वत्र एकमेव उच्चारणं भवति तद् ग्रन्थिकभाषा वा भवतु मन्त्रं वा भवतु यत्किमपि वा भवतु परन्तु अस्माकं संस्कृतभाषा व्यवहारेण सुलभा यतो हि पठनं लेखनमपि सर्वत्र एकमिदमेव भवति परन्तु तत्र तत्र किञ्चित् भिन्न भिन्न भाषणं कुर्वन्ति व्याकरणकर्तारः उपन्यासकाः तन्त्रज्ञाः शास्त्रज्ञाः अपि प्रामाणिकभाषां भाषणं कुर्वन्ति किन्तु ग्रामेषु लघु लघु क्लेशाः भवन्ति तेषाम् उच्चारणमपि भिन्नभिन्नं भवति

किञ्चिद् व्यत्ययाशं भवतु परन्तु तेषां भावं तु प्रेम्णा एव भवन्ति भाषा भावम् द्वयोः भिन्नं भवति परन्तु परस्परं भावयन्तः तेषां मनसि भवति